मम एवं भासते ये राजकीयनेतारः भवन्ति ते ग्रामस्य ग्रामस्य ये भवन्ति ते तद्ग्रामेषु विद्यमानं प्रतिगृहमपि गत्वा तेभ्यः या व्यवस्था अपेक्षिता गृहस्य व्यवस्था इति न गृहाः गृहं यत्र वर्तते तस्मिन् ग्रामे या व्यवस्था अपेक्षिता इति दृष्ट्वा तदर्थं कार्यं कर्तव्यं इति तस्मात् तैः अपि सामान्यप्रजारूपेण कार्यं कर्तव्यं पुनः तेषां सूचनाः सर्वेभ्यः अपि यथा उपयोगकरं स्यात् तथा भवेत् इति मम भासते